ग्रामे वा नगरे पशुसाङ्गोपनद्वारा जीवननिर्वहणं कुर्वन्ति बहवः जनाः पशुसाङ्गोपनद्वारा एव बहु धनं सम्पादयन्ति जीवनाधारः अस्ति केषुचित् प्रदेशेषु प्राणिनां व्यव त तेषाम् उदरपूरणार्थं तृणाभक्षणार्थम् अन्यत्र गच्छन्ति तत्र तृणभक्षणं यदा कुर्वन्ति तदा केचन चोराः अक्रमरूपेण तेषां पशूनां स्वीकृच्चोरयित्वा विक्रयणं कुर्वन्ति अक्रमरूपेण वा भवति तदा सर्वकारः कानिचन नियमाः कुर्वन्ति पशु वधार्थं पशुवधनिषेधार्थं गोहत्यानिषेधः इति एकं विषयम् आनयन्ति पशूनां धेनूनां च रक्षणं कुर्वन्ति एतेन द्वारेण एतद्द्वारेण एव वयं पशूनां रक्षणं कुर्मः